महोदय शृणोतु भोः आम् आं सर्वं कुशलमस्ति परन्तु मम याने तैलं नास्ति कृपया यानं प्रति तैलं पूरयतु त्रिशतकं रूप्यकाणि तैलं पूरयतु महोदय अस्मत् स्थानात् अगर्तलानगरं कति समयः भविष्यति एवञ्च तस्य मार्गविषये किञ्चिद वदतु अहम् अत्र नूतना अस्मि तर्हि मार्गविषये सम्यक् ज्ञानं नास्ति कृपया वदति वा महोदय मार्गं समीचीनम् अस्ति वा आम् आम् आम् आं महोदय अहं वेगेन न ग गच्छामि परन्तु सदैव शनैः शनैः गच्छामि मार्गे स्वल्पाहारकृते काचित् विपणिः अस्ति वा महोदय अहम् एकं प्रश्नं पृच्छामि किं महोदय मम यानं समीचीनं नास्ति कृपया वदिष्यति वा मार्गे किमपि गेरेज् अस्ति वा आम् आं महोदय तत्र शर्बे मम यानं समीचीनं करिष्यति वा आं महोदयः अगरतलानगरे सम्यक् अस्ति वा तत्र शर्ब द्रव्याणि सन्ति वा द्रव्यस्य मूल्यम् द्रव्यस्य मूल्यं समीचीनम् अस्ति वा अधिकम् अस्ति आं महोदय धन्यवादः पुनर्मिलामः